तर्हि मम मते चतुरः लेखनप्रकाराणी अस्ति अध्ययनलेखनं नाट्यलेखनं हस्तलेखनं शास्त्रलेखनम् इति तर्हि मम जि जि मम जीवने मम मम अहम् आजीवनं इति चतुर्तल् चतुर्तेषु लेखनं प्रकाराणि पठितुम् इच्छामि तर्हि सद्यः अहं शास्त्रलेखनं प पठामि तर्हि तन्मध्ये वाक्यपदीयमस्ति महाभाष्यम् अस्ति परमलघुमञ्जुषा अस्ति लघुमञ्जुषा अस्ति वैयाकरणसिद्धान्तः अस्ति इति सर्वे व्याकरणं वैयाकरणं पुस्तकानि सन्ति तर्हि तदनन्तरं साहित्यमस्ति रत्नावलिनाटिका अस्ति शाकुन्तलम् अस्ति तदनन्तरं ब दर्शनया अपि तर्कसङ्ग्रहः इति सर्वानि सर्वग्रन्थः अहं पठामि तदनन्तरं मराठि मराठी भाषयां ग्रन्थमहं पठामि तर्हि एतेषु सर्वे शास्त्रलेखनं ये ये ग्रन्थाः सन्ति ते सर्वे अपि सर्वे अपि अहं पठामि शास्त्रलेखनं मध्ये व्याकरणमध्ये ये ये ग्रन्थाः अस्ति ज्ञापकसङ्ग्रह इति ग्रन्थाः अस्ति नागेशभट्टस्य बहु सम्यक् अस्ति ग्रन्थः तस्य मध्ये शब्दस्य क कः व्यवहारः अस्ति शब्दः कथम् अस्ति तर्हि तस्य ज्ञापकं किम् अस्ति इति सर्वाम् अहं पठामि मध्ये मम मनः अपि अस्ति